अहं प्रायः प्रतिदिनम् अर्धघण्टां यावत् योगाचरणं करोमि अतः समयागुणम् अस्माकम् आनु मम एवं आनुकूल्यं तत्र आरम्भे किञ्चित् अहं वयं क्लेशम् अनुभवामः यथा ध्यानं ध्यानाचरणसन्दर्भे इदानीं समं कायशिरोग्रीवं धारयन् अचलं शिरः संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् एवं यदा योगासनं आसरण आचरणसन्दर्भे आदौ किञ्चित् एकाग्रतां स्थापयितुं कष्टम् अनुभवामः परं गच्छता कालेन तत्र इदम् अयम् आनुकूल्यं सम्पादयामः आरम्भे किञ्चित् कीदृशं काठिन्यं अनुभवामः यतः अस्माकं शरीरे विद्यमान अवयवाः तदनुगुणम् एवं अनुकूलं न अनुभवन्ति परन्तु आरम्भे यथा क्लेशः भवति कालानुगुणं स च क्लेशः न भवति तदेव योगस्य वैशिष्ट्यं फ्लैक्सिबिलिटि योगः नाम फ्लैक्सिबिलिटि नाम सर्वेषां अवयवानां तदानुकूलं तत्र आसनं कर्तुम् अनुकूलं तत्र वयं शिफ़्टिङ्ग सम्पादयितुं शक्नुमः आरम्भे सूर्यनमस्कारकरणसन्दर्भे एवम् इतस्ततः वयम् आचरामः परन्तु एवमेव तत्र किमपि नास्ति इन्हेल् एक्सेल् इति वयं वदामः श्वासःनिःश्वासनसन्दर्भे किञ्चित् ध्यानं स्थापयामः तर्हि अवश्यं तत्र आनुकूल्यं भवति अग्रे यत् यत् काठिन्यम् अस्माभिः अनुभूयते तत् काठिन्यमपि अपगच्छति अग्रिमे काले